दूरवाण्या यद् मया भोजनम् आर्डर् कृतं भवतां निकटे ततः प्राप्तं भोजनम् अत्यन्तं निकृष्टं वर्तते क्वालिटि तु नास्त्येव कलञ्जम् इति भाति तस्मात् असुर्भिः वाति एतादृशं भोजनं कथं वा भवन्तः प्रेषितुं शक्नुवन्ति एतदर्थम् अहं कम्प्लेण्ट् कर्तुं शक्नोमि भवतां भवतां विषये एकं तु मम रिफ़ण्ड् क्रियताम् अन्यथा एतद् स्थले अन्यत् भवन्तः भोजनं प्रेषयेयुः अन्यथा मया भवताम् अगेन्स्ट् कम्प्लेण्ट् क्रियते